हा हरि ओं

हा पर्यटनं स्थलानि बहूनि सन्ति यदि भवन्तः इच्छन्ति चेत् अस्माकमेव पर्यटनसंस्था अस्ति पञ्चीकरणं कृतवन्तः चेत् वयमेव हा हा युष्मान् नेत्वा सर्वं सर्वाणि स्थलानि द दर्शयित्वा तथ तथ तथा वद वदतु हा हा

हा चत्वारिजनाः सायङ्कालपर्यन्तं वसितुं शक्नुवन्तः किं

हा हा अस्तु सायङ्ककालपर्यन्तं भवन्तः मृगालयं द्रष्टुं श शक्यते भवतः घण् घण्ट् घण्टाद्वयं घण्टाद्वयं तत्र यापनीयं भवति प्र प्रासादः पालेस् अस्ति मैसूरुनगरे तत्तु बहु प्रसिद्धः अस्ति तत्र घण्ट तत् लैटिङ्ग् सायङ्काले भवति परन्तु परन्तु वारान्त सप्ताहस्य अन्ते भानुवासरे भवति अद्य तु बुधवासरः तत् द्रष्टुं न शक्यते परन्तु प्रासादस्य प्यालेस् अन्त अन्ते अन्ते चीटिका प्राप्य तत्र गन्तुं शक्यते ब बहु समीचिनं भवति मैसूरुमध्ये चामुण्डी चामुण्डी चामुण्डीदेवालयः अस्ति चामुण्डिगिरेः उपरि अस्ति तत्र टाक्सि च भवन्तः चत्वारिजनाः सन्ति खलु एकं हा एकं टाक्सि इत्युक्ते कार् बाटकवाहनं हा हा हा अहं करोमि करोमि दशसहस्ररूपय्काणि भवन्ति हा दशसहस्रम् इद इद इदानीं तु अद्यतनकालस्तु दसरा इत्युक्ते बहु जनाः भवन्ति आगच्छतु आगच्छन्तु भवन्तः आगच्छन्तु ए सहस्ररूप्रकाणि न्यूनं कृत्वा

हा हा हा हा अवश्यं अवश्यं हा अवश्यं अवश्यं